दर्शनशास्त्रेषु परस्परं कीदृशः सम्बन्धः वर्तते नाम योगसाङ्ख्योः न्यायवैशेषिकयोः पूर्वमीमांसोत्तरमीमांसयोर्मध्ये परस्परसम्बन्धः वर्तते क्वचित् स्थानेषु तेषां मतं समानं भवति क्वचित् स्थानेषु न भवति